पशुपालनार्थं प्राकृतिक जैविक पद्धतीनाम् उपयोगेन अनेकानि लाभाः सन्ति पशुपालनार्थम् अस्माकं गृहे अस्माकं गृहस्य अनेकानि सहायमस्ति अस्माकम् आवश्यकं आवश्यकं क्षीरं क्षीरं पशु पशुपालनार्थं वयं लभ्य लभ्यते पशूनां पशुः एकं देवता अस्ति पशुं एकं देवता अस्ति अत् अतः पशुपालनम् अत्यन्तम् अपेक्षितं च अस्ति कौ डङ्क् कौ ट्ङ्क् अस्माकं पाकशलायां मध्ये गेस् मध्ये उपयोगं कर्तुम् अध्यतनकाले सज्जीकरणानि अस्ति अद्यतनकाले सज्जीकरणानि अस्ति अतः पशुपालनं न केवलं न केवलं क्षीरं तस्य च अनया न केवलं क्षीरं एक्सट्रा आवश्यकानि आवश्यकानि आवश्यकानि आवश्यकं आवश्यकानि च पाकशालायां मध्ये अपि पशुपालनं हेल्प्फ़ुल् अस्ति पशुः एकं देवता अस्ति अस्माकं प्राचीनः हैन्दवविभागाः पशुं देवता पशूनाम् एकं देवता रूपेण परिपालयन्ति गोपूजा इत्यादि कार्यपरिपालनं वर्षे एक एव प्रचलन्ति वर्षे ए वर्षे एक एव प्रचलन्ति किञ्चित् ग्रामे ग्रामे मध्ये पशूनां पूजा पशूनां पूजा गोपूजा गोपूजा श्री कृष्णजयन्ती परि कार्यपरिपालनं मध्ये गोपूजा इति पूजा अति अति उत्तमरीत्या प्रचलन्ति अत्युत्तमरीत्या प्रचलन्ति पशुपालनं प्राकृतिकजैविकपद्धतीनाम् उपयोगेन अनेकानि अनेकानि लाभाः अनेकानि लाभाः स्वीकुर्वन्ति अनेकानि लाभाः सन्ति क्षीरम् उत्पादनं क्षीर उत्पादनम् इति एकं क्षीरं उत्पादनम् इति एकम् आवश्यकम् अस्ति अदर्वैस् क्षीराय वयं शोप् मध्ये शोप् मध्ये गत्वा क्षीरं क्षीरं गृहीत्वा गृहे आगतवती अस्माकं गृहे मध्ये एकं पशुः अस्ति चेत् अस्माकम् आवश्यकता क्षीरम् अस्माकं गृहे मध्येव लभ्यते